हरिः ओम् हा तत्र वागेवाडिः ग्रामस्य जनाः वा भवन्तः

ओ आम् अस्माकम् एकं केन्द्रं वर्तते विना तत्र वयं यद् ग्रामे ये नाम दोषाः अथवा कष्टाः सन्ति अथवा तान् परिहर्तुं वयं स्मः तत् ट्रस्ट् अस्ति अस्माकम् अतः भवतां ग्रामे अपि वयं आगन्तुं चिन्तितवन्तः अतः प्रायः वयं परश्वः वा अथवा प्रपरश्वः वा आगन्तुं चिन्तितवन्तः अस्माकं कृते किं किं नाम कष्टाः सन्ति अथवा ग्रामे यद्यद् नास्ति अथवा किं किं सहायता अपेक्षते इति एकवारं भवन्तः वदन्ति चेत् वयं तत्सर्वं प्लान् कृत्वा यद्यदपेक्षते तत्स्वीकर्तुम् आगन्तुं शक्नुमः अतः किञ्चित् भवतां ग्रामे किं किं कष्टं नाम कष्टं किं किं वर्तते इति एकवारं वदन्ति चेत् सहायता भवेत्

ओ अस्तु वयं तर्हि आम् आ आम् अस्तु आम् हा हा आम् आम् आम् अस्तु तर्हि तडागस्य व्यवस्था तु वयं कर्तुं शक्नुमः यत् वयं मशिन् इत्यादिकम् आनयामः तन्त्राणि येन स्वच्छता सम्यक् भविष्यति तथा च स्वास्थ्यपरीक्षा विषये तु वयं अत्र वैद्याः अपि सन्ति तान् वयं आनयामः तर्हि सर् एकवारं ग्रामे एकवारं सर्वेषां कृते भवन्तः सूचयन्ति चेत् सम्यक् स्यात् आम् आ ओ चिन्ता नास्ति आम् ओ पुनः तत् आम् आम् आम् अस्तु तर्हि पुनः अन्यत् किमपि अपेक्षते वा हा

अस्तु तर्हि महोदय आम् धन्यवादाः आम् धन्यवादाः